आं नाम बहुवारं पठितुम् इष्टतमं पुस्तकम् अस्ति तत् पुस्तकं स्वामीविवेकानन्दस्य उपरि रचितं तत्र स्वामीविवेकानन्दस्य जीवनि अस्ति तत् पुस्तकं पठित्वा वयं स्वामीविवेकानन्दस्य परिचयः ज्ञातुं शक्नुमः तत्र तस्य पितुः परिचयः मातुः परिचयः तस्य बालकालः श कथम् आसीत् पुनः सः कुत्र अधीतवान् एतत् सर्वं वयं ज्ञातुं शक्नुमः श छात्राणां कृते किम् उक्तवान् आदर्शछात्रजीवनः कथं भवति एतद् विषये अपि तत्र उपदृष्टवान् तत् पुस्तकं पठित्वा वयम् एतत् सर्वं ज्ञातुं शक्नुमः श स्वा अर्थात् स्वामीविवेकानन्दः कथं रामकृष्णपरमहंसस्य प्रियशिष्यः जातः तत् अपि तत् पुस्तकं पठित्वा वयं ज्ञातुं शक्नुमः शा शिकागोनगरे गत्वा किं भाषणं कृतवान् ततपि वयं ततः ज्ञातुं शक्नुमः तस्य अनुप्रेरणायां कथम् निवेदिता भारते आगतः ततपि ततः वयं ज्ञातुं शक्नुमः सः देशस्य कृते किं किं कृतवन्तः तदपि वयं ततः ज्ञातुं शक्नुमः अर्थात् स्वामीविवेकानन्दस्य सम्पूर्णजीवनि तत् पुस्तकं पठित्वा वयम् ज्ञातुं शक्नुमः कथा तस्य चरित्रः कथमासीत् श छात्राणां कृते किम् उपदिष्टवान् एतत् सर्वं वयं पुस्तकं पठित्वा ज्ञातुं शक्नुमः स्वामीविवेकानन्दस्य उपरि यदि चलचित्रं निर् निर्माणं करोति अर्थात् स्वामीविवेकानन्दस्य जीवन्याः उपरि यदि चलचित्रं निर्माणं करोति तर्हि अहं तत् चलचित्रम् अवश्यमेव द्रष्टुमिच्छामि